प्रवासार्थं प्रथमतया अहम् ऐतिहासिकस्थानानि चयनङ्करोमि ऐतिहासिकस्थानेषु देवालयाः अपि प्राप्यते एवम् ऐतिहासिकशासनानि भवन्ति शिल्पकला अपि भवति अतः तत्र द्रष्टुं बहवः अंशाः मिलन्ति इत्यतः ऐतिहासिकस्थानानि अहं चयनं करोमि ऐतिहासिकस्थाने गमनेन अस्माकं देशस्य प्राचीनता एवम् ऐतिहासिकमहत्त्वं राज्ञां साधनानि इत्यादि विषयेषु अपि अस्माकं ज्ञानं वर्धते एवं ऐतिहासिकक्षेत्रेषु अस्माकं पूर्वजानाम् इतिहासः लभ्यते भारतस्य महत्त्वपूर्णता ज्ञायते ऐतिहासिकस्थानेषु शासनानि भवन्ति चेत् तत्र कुत्रचित् संस्कृत भाषायाः शासनानि लभ्येत अतः ऐतिहासिकस्थानानि गन्तुम् अहम् इच्छामि